मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणं मया तु न कृतं परञ्च मम मित्रं सङ्ग्रहणं कृतवत् तद् अहं दृष्टवान् तस्य पार्श्वे विविधदेशानां मुद्राणि सन्ति तेषां तत् बहु प्राचीन प्राचीनमुद्राणि सन्ति तेषां मौल्यम् इदानीं दशगुणाधिकं कदाचित् भवति इति मम अभिप्रायः